द्विसहस्रतमवर्षस्य जुलै मासस्य पञ्चविंशतिदिनाङ्कः द्विशतमवर्षस्य डिसेम्बर् मासस्य पञ्चविंशतिदिनाङ्कः द्विसहस्रशततमस्य मार्च् मासस्य पञ्चमदिनाङ्कः द्विशततमवर्षस्य फ़ेब्रवरि मासस्य सप्तदश दिनाङ्कः द्विशतस्रम् सहस्रस्य

फ़ेब्रवरि दिनाङ्कः दिनाङ्कः फ़ेब्रवरि मासस्य पञ्चदशदिनाङ्कः